यद्भावं तद्भवति इति सूक्तिः मदीय गृहजनाः सदा सपोर्ट कुर्वन्ति सन्ति कुर्वन्तः सन्ति यथा मम मातुः अनेकानि पुस्तकानि निरालोच्य यदहं वक्ष्यामि तत् क्रीणति स्म यदि तत् बैबल् वा कुरान् वा संस्कारः दृढम् अस्ति इति कारणेन अन्यविषयान् वक्तुं वा पाठयितुं वा चर्चयितुं वा गृहे कोपि क्लेशः नैव अनुभवामि स्म पिता अपि तथैव अग्रजेपि तथैव ते तु बहुप्रश्नान् पृच्छन्ति मम पाठनात् पूर्वं पठनात् पूर्वम् अतः अहं मम अभिरुचिं साधयितुं पठनं वा चित्रनिर्माणं वा पाश्चात्यगीतश्रवणविचारे वा कोपि कष्टं न अनुभवामि स्म